धार्मिक अभ्यासेन समम् केचन लघुव्यवहाराः अपि सल्लग्नाः सन्ति उदाहरणार्थं स्वच्छता स्थलस्य स्वच्छता मनसः स्वच्छता देहस्य स्वच्छता तथैव गुरुणां ज्येष्ठानां सेवा भगवति श्रद्धा इत्यादयः अंशाः तत्र सल्लग्नाः संयुक्ताः सन्ति धार्मिककार्यं न केवलं धर्मपरिपुष्ट्यर्थम् अपि तु अस्माकं मनसः शुद्धर्थम् इत् इत्यत्र न सन्देहः सन्दोहः एतानि कार्याणि अस्माकं श्रद्धावर्द्धने महत्सहकारीणि सन्ति अनेन निमित्तेन अनेन कार्यव्याज्य व्याजेन वयम् अन्तःसम्बद्धं मानुषसम्बद्धं सम्बन्धं समीकर्तुं शक्नुमः दैवकार्यम् इति कारणतः मनः शुद्धं भवेत् धार्मिककार्ये अस्माकम् एकत्र मेलनं भवति इति कारणतः इदं सामाजिकपरिवर्तनकेन्द्रम् अपि भवितुम् अर्हति